मया अद्वैतवेद वेदान्तशास्त्रम् अधीतम् विशेषेण शङ्करभगवत्पादैः प्रतिपादितमिति सर्वत्र प्रचारः वर्तते किन्तु ततः प्रागपि अद्वैतवेदान्तशास्त्रं उपनिषत्सु विशेषेण प्रतिपादितमिति अध्ययनेन ज्ञायते स्थूलं परिचयं परिचयं वक्तव्यम् इति चेत् ब्रह्मैव सत्यं जगत् मिथ्या इति मूलसिद्धान्तः किञ्च जीव ब्रह्म तयोः ऐक्यम् ऐक्यज्ञानेन मुक्तिः शास्त्रस्य फलम् विशेषेण अद्वैतवेदान्तशास्त्रे ब्रह्मसूत्राणि भगवद्गीता किनञ् किञ्च दशानाम् उपनिषदाम् उपरि आचार्याणां भाष्यम् अद्वैतवेदान्तशास्त्रस्य मूलत्वेन सम्प्रति अध्ययनं क्रियते तत्र अन्यान अन्ये आचार्याः अपि विविधानि प्रकरणग्रन्थानि अरचयन् तेषामपि अध्ययनं शास्त्रस्य ज्ञानार्थम् अनुकूलं कल्पयन्ति